अस्माकं प्रदेशे विद्यमानाः सामान्याः रोगाः के इत्युक्ते ते सर्वे सामान्याः रोगाः एव एकं वातावरणस्य वैपरीत्येन ये रोगाः जायन्ते सामान्यतया पीनसः ज्वरः कफः शरीरवेदना शिरोवेदना कर्णवेदना इत्यादयः तादृशाः रोगाः अत्रापि सन्ति तद्विना वयं नगरे वासं कुर्मः इति कारणतः नागरीकाः रोगाः केचन सन्ति उदाहरणार्थं शुगर् बीपि अनन्तरं खिन्नता मानसिकखिन्नता इति वदामः तादृशाः रोगाः नगरप्रदेशे अधिकाः सन्ति ते रोगाः यथा अन्यत्र सन्ति तथैव अत्रापि अस्मान् बाधन्ते एव तद्विना विशेषतया केचन रोगाः सर्वत्र यथा सन्ति तथा अत्रापि सन्ति एव